क्रियापदानां विषये व्याकरणशास्त्रे के अंशाः निरूपिताः सन्ति इति ज्ञापयन्ति वा आम् अवश्यम् अस्माकं व्याकरणशास्त्रे क्रियापदानां विषये बहुधा विचाराः क्रियन्ते तत्र प्रथमतया पाणिनिः आचार्यः स्वस्य पाणिनीयधातुपाठे द्विसहस्रं धातूनां पाठं कृत्वा क्रियापदानां मूलं धातुरूपम् उक्तवान् ततः परं धातूनां प्र प्र प्रत्ययाः केचन भवन्ति इति व्यवस्था तेन अष्टाध्यायी इति ग्रन्थे कल्पिता यत्र च धातोः प्रत्ययस्य च उभयोः मेलनेन क्रियाबोधकं पदं सिद्धं भवति तस्यैव नाम क्रियापदम् इति तर्हि एतादृशं क्रियापदं किं करोति इति चेत् तत् क्रियापदं यथा नाम्ना एव ज्ञायते क्रियाबोधकं वदति भवति क्रियां बोधयति अथवा क्रियां वदति इत्यर्थः क्रियायाः बोधकं यत् तत् क्रियापदं अत्र क्रियापदेषु अर्थविषये अथवा धातूनाम् अर्थविषये वैयाकरणैः महान् विचारः कृतः अस्ति तत्र धातूनां कथम् अर्थनिर्धारणं कर्तव्यम् इति चेत् धातोः सामान्यस्य सर्वस्यापि अर्थद्वयं भवति फलं व्यापारः इति फलं व्यापारः इत्युभयं मिलित्वा धातोः अर्थः उपस्थाप्यते यथा सामान्यतया भू इति धातुः अङ्गीक्रियते चेत् तत्र भू इति धातोः सत्तारूपः अर्थः सत्तारूप अर्थस्य बोधनार्थं भूधातुः प्रयुज्यते यथा भवति इति अथवा अभूत् अभवत् इत्यादयः प्रयोगाः भूधातोः सत्तारूपमर्थं बोधयितुं भवन्ति फलं किं व्यापारः कः इति चेत् धातोः बोधनेन या क्रिया ज्ञायते तस्याः क्रियायाः करणेन यत् फलं तदेव फलमिति अस्माभिः उच्यते तथैव तस्याः क्रियायाः निष्पत्तिकाले यद्यत् क्रियते तत्सर्वं तदनुकूलं व्यापारः इति कथ्यते तर्हि क्रियायाः फलं व्यापारः इति अर्थद्वयमाश्रित्य सर्वत्रापि धातूनाम् अर्थाः एवं क्रियापदानाम् अर्थाः निर्धार्यन्ते तथैव क्रियापदानां विषये धातूनां प्रयोगः यदा भवति तदानीं धातुषु परस्मैपदम् आत्मनेपदम् इत्यपि भेदः वर्तते परस्मैपदम् आत्मनेपदम् इति किमर्थमस्ति इत्युक्तौ यदा एकः वक्ता अथवा यः धातुं प्रयुङ्क्ते अथवा यः क्रियां करोति सः स्वस्य लाभार्थं यदि तां क्रियां करोति तर्हि आत्मनेपदं भवति यदि सः कर्ता यत्फलं लभ्यते तत् परस्मै अन्यस्मै भवतु इति विचिन्त्य क्रियां करोति तर्हि तदा परस्मैपदं भवति एषा व्यवस्था केवलं धातूनां प्रयोगार्थम् अथवा क्रियापदानां प्रयोगार्थं विद्यते तथैव धातूनां विषये क्रियाबोधनार्थं याः

विश् विश् विशिष्य क्रियास्सन्ति तासां विषये बहुधा भेदाः सन्ति यथा क्रियाः सिद्धा क्रिया साध्या क्रिया इति रूपेण भिन्ना भवति तत्र तिङ् प्रत्ययान्तानां विषये साध्या क्रिया इत्युच्यते कृत् प्रत्ययान्तानां विषये सिद्धा क्रिया इत्युच्यते एते सर्वे अपि विचाराः प्रायः पाणिनीयवैयाकरणतन्त्रे नागेशभट्टविरचित विरचिते ग्रन्थे लग् लघुमञ्जूषा इत्याख्ये एवं कौण्ड बट् भट्टविरचिते ग्रन्थे भूषणसारः इत्यत्र च उपलभ्यन्ते